अहं धनप्रेषणार्थं गूगल् पे फोन् पे इत्यादि ऐप् विशेषान् उपयोगं करोमि अन्तर्जालेन धनप्रेषणं गूगल् पे इत्यादि द्वारा विश्वस विश्वासः अस्ति एव म मयि सुरक्षितमार्गः एव तत् किन्तु अनेकजनाः ये पुरातनकालीयाः सन्ति ते तस्य उपरि इतोपि किञ्चित् भीतिम् अनुभवन्ति तेषाम् अवगाहनराहित्यकारणात् ते इतोपि सुलभतया गूगल् पे फोन् पे विषये विश्वासं न कर्तुम् इच्छन्ति तत् केचन मम पितामहः अपि गतसप्ताहे यदा सः आन्लैन् मध्ये किमपि प्रेषणीयम् आसीत् किमपि ओ टी पी उक्त्वा तस्य धनस्य नष्टमपि अभवत् एतादृशसङ्घटनाः अपि सन्ति तदापि गूगल् पे उत्तमतया उपयोगं कुर्मः चेत् तत् सुरक्षितमार्गः एव इति अहं विश्वसामि